महोदय तत्र फ़ुड् न समीचीनं तत्र गन्धः न सम्यक् अस्ति तद् कारणेन शिरोवेदना अस्ति इदानीम् अत्र फ़ुड् रीप्लेस्मेन्ट् करोतु अतः अनन्तरं मम धनम् ददातु सर्वे अत्र शिरोवेदना अस्ति क्षम्यताम् अस्तु फ़ुड् आर्डर् कर्तुम् अत्र पाळयं सैड् अहमत्र तिष्ठतु भवान् अत्र रिप्लेस्मेन्ट् करोतु